मह्यम् इष्टतमं पर्यटस् पर्यटनस्थानम् इदमेव इति निश्चितं नास्ति अहं भारते यावन्ति क्षेत्राणि दर्शनयोग्यानि तथा च पर्यटनयोग्यानि सन्ति तेषां सर्वेषां दर्शनं कर्तुम् अथवा तत्र पर्यटनं कर्तुम् अवश्यम् इच्छामि यतोहि अहं पर्यटनं बहु इच्छामि तस्मादेव तथा च मह्यं टक्किङ्ग् बहु इष्यते यत्र च पर्वतप्रदेशः वर्तते तद् अहं द्रष्टुं बहु इच्छामि तथा च यत् च प्रकृते रमणीयं वर्तते तादृशं स्थानमपि अहं बहु इच्छामि तथा च काननप्रदेशान् अपि अहं बहु इच्छामि अहम् आधिक्येन यत् रमणीयं स्थानं वर्तते अथवा समुद्रस्थानं वर्तते तत्र सूर्यास्तं द्रष्टुं बहु इच्छामि पर्वतप्रदेशेषु सूर्योदयं बहु इच्छामि मम मनसि इदं वर्तते यत् हिमालयप्रदेशस्य प्रदेशं पर्यटनार्थं गन्तव्यम् इति यतोहि तत्र यदा प्रातः सूर्योदयः भवति हिमांशुकिरणाः यदा तत्र हिमपर्वतस्य उपरि पतन्ति तदा तत्र दृश्यमानः स्वर्णसदृशरेखाः तथा च यत्पर्वतं स्वर्णसदृशं दृश्यते तादृशं हिमपर्वतं द्रष्टुम् अहं बहु इच्छामि तस्मात् मम अग्रिमपर्यटनस्थानं हिमाल हिमाचलप्रदे नाम हिमालयप्रदेशः वर्तते यत्र हिमपर्वताः मनोहरतया दृश्यन्ते यच्च यत्र च अहं सूर्यास्तं सूर्योदयं च बहुसम्यग्रूपेण द्रष्टुमिच्छामि